मम पाकशालायाम् एकः घटः भवति तं घटं बहु इच्छामि यतोहि तस्मिन् घटे एव माता आम्रस्य अवलेहः स्थापयति अहं प्रतिदिनम् आम्रस्य अवलेहं खादामि इति सा माता एकैकवारं तं घटं गोपयति अपि